हस्तनिर्मितं वस्त्रं यदा वयम् इच्छामः तदा क्रेतुं तदा तदा सीवनं सीवनं सीवनं भवितुं शक्नुमः परन्तु रेडिमेट् वस्त्रं यत् यत् अस्ति तदेव क्रेतव्यं भवति अतः रेडिमेट् वस्त्राणां म महती विपणीं विपणयः वर्तते तत् तथापि जनाः निट्टेड् अथवा हस्तनिर्मितानि वस्त्राणि केर्तुम् इच्छति यस्य कारणम् एवमेव कि हस्तनिर्मितवस्त्रं वस्त्रैः वयम् इच्छानुसारं क्रे सीवनं कर्तुं शक्नुमः वा इच्छानुसारं वयं धारयितुम् शक्नुमः परन्तु रेडिमेट् वस्त्राणाम् एतावत् अवसरः न लब्धे लब्धे